मम ग्रामः महादारापुरम् इति अस्ति तिरिचि करूरु जनपदयोः मध्ये एषः ग्रामः अस्ति गणना तु करूर् जनपदे एव एषः ग्रामः कावेरितटे एव अस्ति अतः अत्र मुख्यः स्रोतः जलस्य अस्ति कावेरि नदी एव अत्र तु कावेरी नदी आवर्षं प्रायः आवर्षमुपलभ्यते कदाचित् अस्माकं तु ग्रीष्मकाले मासे मासद्वये एव अ अर्थात् एप्रिल् मासे मे मासे कदाचित् अस्य उपलब्धिः किञ्चित् कष्टकरी भवति तद्विहाय अस्माकं ग्रामे एव पृष्ठतः कुल्या भवति कुल्यायां अपि जलं बहुधा भवति प्रायः ग्रीष्मकाले किञ्चित् कष्टं भवत्येव अत्रापि अन्यथा तत्तु भवति एतद् विहाय सर्वकारव्यवस्थाद्वारा अस्माकं नलिकातः अपि जलं आगच्छति तत्तु सामान्यम् आवर्षम् आगच्छति तद् कावेरि जलमेव उच्यते किन्तु कुतः प्राप्यते कथं प्राप्यते इति कदाचित् भगवानेव जानीयात् किन्तु जलस्य तावत् समस्या नास्ति कथमपि ग्रीष्मकाले अपि ते घण्टाद्वयं घण्टात्रयं यावत् तद् जलस्य समयं निश्चित्य वदन्ति तदा नलिकातः जलं यदा आगच्छति वयं तद् पूरयित्वा पात्रेषु जलेन पात्राणि पूरयित्वा स्थापयामः तथास्ति